आगस्त् मासे विंस् विंशतितमदिनाङ्के दि बालगीर्वाण्याः वार्षिकोत्सवम् अभवत् अक्तोबर् मासे दशमदिनाङ्के मम पुत्रः विदेशतः आगतवान् नवम्बर् मासे द्वादशदिनाङ्के दीपावलिः उत्सवः भविष्यति जनवरी मासे प्रथमदिनाङ्के नूतनः वर्षिकोत्सवः भवति डिसेम्बर् मासे पञ्चविंशतितमेदिनाङ्के क्रिस्त्मस् उत्सवः भवति